नृत्यं जनानां स्वास्थ्याय बहु सहाय्यं करोति किमर्थमिति कारणेन नृत्यमिति कला एकः शरीरव्यायामः भवति तथापि तत् बहु आनन्ददायकमपि भवति आनन्ददायकं भवति इति कारणेन मानसोल्लासमपि तेन भवति मानसोल्लासेन यदा कोपि नृत्यति तदा तस्य बहु आनन्दं भवति अनन्तरम् आरोग्यस्य दायकमपि बहु उत्तमं हृदय आरोग्यस्य कार्ये अपि बहु समीचीनं भवति किमर्थं जनाः नृत्यं कुर्वन्तः सुखम् अनुभवन्ति इति चेत् नृत्यमिति वयं तत् किमपि सङ्गीतं श्रुत्वा तदनुसृत्य अस्माकम् अङ्गविक्षेपानि यदा वयं कुर्मः तदा अस्माकं शरीरव्यायामोपरि अस्माकं तावत् रीत्या यथा अस्माकं शरीरं सरलतया आनन्देन च विक्षेपं कर्तुं शक्यते इति कारणात् तत् किञ्चित् अधिकं सुखं ददाति